उत्तरभारतं तथा दक्षिणभारतं च सांस्कृतिकरूपेण अनेकेषु विषयेषु भिद्यते आदौ भाषा उत्तरभारतं भाषागोष्ठिः एव तत्र भाषाः भिन्नं भाषाशैली अपि भिन्नं रीतिः अपि भिन्नं तत्र रसः भाषासु विभिन्नेषु भिद्यते दक्षिणभारतं भाषागोष्ठिः एव गभीरः तत्र भाषापि क्लिष्टकरम् एव उत्तरभारतं दृष्ट्वा तदनन्तरम् आहारविषये अपि उत्तरभारतस्य भिन्नम् तत्र आहार अधिकजनः ओदनं शाकम् इत्यादिकं खादति किन्तु दक्षिणभारतजनाः ओदनं खादति किन्तु तत्र भिन्नं प्रकारकम् आहारव्यवस्था अपि अस्ति उत्तरभारते अधिकजनाः रोटिका एव आनन्देन खादन्ति अनन्तरम् उत उत्तरभारते वायुः शैत्यम् अस्ति दक्षिणभारते वायुः उष्णम् अस्ति उत्तरभारतस्य वायुः शैत्यकारणात् वस्त्राणि सघनं स्थूलं च भवति दक्षिणभारते तथा नास्ति उत्तररभारते वायुगुणः भिन्नः राजनीतिः अपि भिन्ना शिक्षणम् अपि भिन्नः शिक्षणम् तथा तत्र मातृभाषा एव अधिकं भवति आङ्ग्लम् एव न्यूनम् विज्ञानं विज्ञानम् अपि भवति तत्र भूगुणाः भिन्नाः अस्ति अस्ति उत्तरभारते मन्दिराकृतिः अपि भिन्नाः भवति दक्षिणभारते समुद्रस्य आकृतिः अपि भिन्नं भवति